मम स्वहस्तनिर्मितं मृत्तिकां निर्मितं गणेशस्य मूतिं मया मित्राय दत्तं तत् मया स्वहस्तेन निर्मितम् आसीत् तत् मूति निर्माणकाले बहुवारं व्यत्ययम् आगतम् आसीत् परन्तु मूर्तेः निर्मातुं मया रुचिः वर्तते मया भिन्नभिन्नं प्रकारस्य मूर्तिः निर्मातुं शक्नोमि अहं मृत्तिकायां घटोपि निर्मितम् अस्ति घटनिर्मानकाले तस्य कृते मृत्तिका चक्रं दण्डं तत्सर्वम् आवश्यकं वर्तते घटः दीपः मूर्तिः निर्माणं मां बहु आनन्दः दास्यति माम् अपि मम मित्रेण एकं तस्य हस्तेन निर्मितम् एकं काष्ठस्य लेखनी दत्तम् तत् मां बहु हर्षितम् अस्ति स्म तत् लेखनी अहम् अद्यापि उपयोगं करोमि तत् लेखनी मित्रेण तस्य भ्रातुः सह निर्मितम् आसीत् एतादृशकलाकृतिं मां बहु रोचते तत् माम् इच्छामि मया नूतनकलाकृतिं निर्मितुम् आनन्दः आयाति मां स्वहस्तेन निर्मित्तं वस्तु बहु रोचते स्वहस्तनिर्मितं वस्तुः यः निर्माति सः तत् कृतिमध्ये स्वस्य संपर्णचित्तं स्थापयित्वा तत् निर्माणं करोति तदर्थं तत् कलाकृतिः सुन्दरं भवति तेन तत् निर्माणस्य निर्माताय आनन्दम् आयाति तथा च तत् द्रष्टार अपि आनन्दितः भवति